शालासम्मेलनेषु अहं पुनः भागं पुनः नास्ति पूर्वं भागं स्वीकृतवती तत्समये अस्माकं कलालये अनेकानि रीत्या शालासम्मेलनं चलति चलत् शालासम्मेलनं नाम्ना अत्र वुमेन्सल् अधिकृत्य शालासम्मेलनं तदियर् गैडेन्स् इत्यादिविषयम् अधिकृत्य शालासम्मेलनं चलति तत्सन्दर्भे कोऽपि सम्मेलनानि अत्युत्तमरीत्या भागं स्वीकृतवती ते आनेकानि क क्रीडाकार्यक्रमाः चलति अनेकं न हो अत्युत्तमभोजनं दत्तं तत् कोपि सन्दर्भे किमपि वक्तुं न शक्नोमि शयनं निद्रा एव आगच्छति अतः शालासम्मेलने उत्तमरीत्या अपि अनुभवः अस्ति इ किन्तु अपि तद् मया सम् कोपि कार्यक्रमाः अत्युत्तमरीत्या ते क प्रकटनं कुर्वन्ति ते चलच्चित्रोत्सवः इत्यादयः सेमिनार् अधिकृत्य विषयाः चलन्ति तद् अत्युत्तमरीत्या अहं कार्यं करोमि पुनः तद् तत्रत्यं किमपि वक्तुं न शक्नोमि इति अहं मन्ये अनन्तरम् नेश्नल् समयति ये वाक्यार्थसभा अत्र चलति तत् समये तत् चलनसमये अपि अहं सम्यक् रीत्या भागं स्वीकृतवती इत्यतः अहं कोपि भागं स्वीकृत्य प्रैस् अपि दत्तवती तेन वाख्यार्थविचारः क्रियते सभायां तत् तद् अधिकृत्य अनेकानि नेशनल् सेमिनार् अस्माकं कलालये चलति तत् अपि परीक्षणार्थे नेश्नल् सेमिनार् इत्यादि यः कार्याणि चलति तत् अपि बहु बहु तु बहु अत्युत्तमम् अत्युत्तमं भवति तदनन्तरं कोपि अस्ति किन्तु तत् पा अतीव विरलतया एव जानामि विरलतया एव भागं स्वीकृतवती एतत्तु ते